मम प्रदेशे एकः सर्वकारीयचिकित्सालयः वर्तते तत्र सेवां प्राप्तुम् अवश्यं समस्या वर्तते कथम् इत्युक्तौ तत्र वैद्यस्य सहायकाः ये भवन्ति ते अवश्यं जनान् नैव लक्षयन्ति अपि तु निर्लक्षपुरःसरं ते जनैस्सह व्यवहारं कुर्वन्ति एवं यदा वृद्धास्तु रोगीणो भूत्वा सर्वकारीयचिकित्सालयं प्राप्नुवन्ति सर्वकालीय सर्वकारीयचिकित्सालयः नरकायते अतः अवश्यन्तत्र कश्चन परिवर्तनीयः अंशः सर्वकारीयजनैः द्रष्टव्यः एव